भिन्नभिन्नकार्यवकानां कृते तन्त्रज्ञानं बहु सम्यक् अस्ति किमर्थं तन्त्रज्ञानम् इत्युक्ते उदाहरणार्थं मोबैल् एव स्वीकुर्मः मोबैल् मेकानिकल् फ़ील्ड् वा एलेक्ट्रिकल् फ़ील्ड् वा अथवा भिन्नभिन्न एवं टेलर् टेलर् इते स स सौचिकानां कृते अपि आवश्यकम् सौचिकानाम् उदाहरणं स्वीकुर्मः चेत् तस्य कृते किमपि सीवनम् अस्ति सः तस्मिन् विषये न जानाति किन्तु सः मोबैल्द्वारा यूट्यूब् मध्ये गत्वा तस्य सीवनं कथम् इति ज्ञातुं सः उपयोगं भवति अतः तन्त्रज्ञानं तु अस्माकम् इदानीन्तनकाले तु बहु आवश्यकम् एतत् किं सौचिकतः गगनयात्रिकपर्यन्तमपि तद् आवश्यकमेव भविष्यति